पशुपालने प्रयुक्ताः पशु आहाराः तेङ्गिनहिण्डि एळ्ळिनहिण्डि शेङ्गाहिण्डि शुष्कतृणं हरिततृणम् आर्द्र अवकरः सिद्धपशु आहारः आदि स्वस्थ स्वस्थम् उत्पादनं प्राप्तुं पशूनाम् आहारे हिण्डि हरिततृणम् अधिकतया दातव्यम्